एलेक्शन् काले तु प्रायः समस्या नासीत् किन्तु तस्य अन्तिमदिने एलेक्षस् एलेक्षन् दिनस्य पूर्वदिनस्य पूर्वदिनं परह्यः इति वक्तुं शक्यते तदानीं तत्र सर्वे दलं दलानि सर्वाणि दलं दलानि मिलित्वा तत्र प्रत्येकस्मिन् प्रदेशे तत्र यत् यत्र जनाः बहवः सन्ति तत्र मिलित्वा प्रकटनाय सर्वं कुर्वन्ति तदानीम् अहं तु मम परिसरात् गृहं प्रति द्विचक्रिकायाने गच्छन्ती आसं तदानीं तत्र बहु ज जनाः तु बहु सन्ति गन्तुं मार्गः नास्ति एकः तु उक्तवान् तत्र अस्माकं प्रधानमार्गस्य निकटे एकं लघु मार्गः एकः लघुमार्गः वर्तते तत्र प्रविश्य गच्छतु शीघ्रं गन्तुं शक्यते इति किन्दु तत्र यथा अहं प्रविष्टवदि तत्र प्रविश्य अनन्तरं मम तु किं विद्युद्यानमासीत् तत्र प्रविश्य उपरि गन्तुं सम्यक् मार्गः नास्ति बहु बृहत् किम् शिलाखण्डाः सर्वम् आसीत् तत्र शिलाखण्डाः आसन् अनन्तरं तु बहु कष्टेन तत्र तत्सर्वं तीर्त्वा अहमग्रे गतवती मम यानं तु आफ् जातं तत्र इतःपरं गन्तुं न शक्यते पुनः तत्र अहं स्थित्वा बहु समयं यापयित्वा अनन्तरं पुनः यथा उद्घाटितवती तदानीं तत् गन्तुम् प्राप्तवान् प्राप्तमासीत् एवं यदा अहं गमनम् आरब्धं तदानीं बहु वृष्टिः अपि अभवत् इति अस्ति